यदि मम एतादृशः अवसरः उपलभ्यते चेत् अन्येषाम् अहं तत्र यक्षगानकला इति एका अस्ति एतत् अस्माकं कर्णाटकराज्यस्य तत्रापि उत्तरकर्णाटकस्य भागे विशेषतया वर्तते तत्र भागवतम् चण्डावादकः वेषधारिणः तत्र भवति हिम्मेल एवञ्च उम्मेल इति तत्र द्विधा भवति भागवतोपि भवति तत्र भागवतम् तालं वादयति चण्डावादकः चण्डां वादयति तत्र अन्ये मुम्मेले तत्र यक्षगानवेषं धृत्वा तत्र नृत्यङ्कुर्वन्ति सहैव अर्थञ्च कथयति तत्र अतीवसुश्राव्यं भवति दृश्यं श्रव्यञ्च द्वावपि तत्र भवतः द्रष्टुम् अतीव सुकरं भवति सुन्दरं भवति रम्यं भवति